बहु सम्यगस्ति इति मत्त्वा मया स्क्रूड्रैवर् स्वीकृतं किन्तु किं तत् ग्रहणस्थाने रब्बर् सम्यगेव नास्ति गृ गृह्णामि चेत् पुनः हस्ते एव आगच्छति पुनः अत्यन्तं स्मूत् अस्ति झटिति तद् भग्नं भवति दीर्घमस्ति इति मत्त्वा चिन्तितम् अत्यन्तं लघु दृश्यते पुरतः शार्प् अस्ति इति चिन्तितम् अत्यन्तं शार्पे एव नास्ति बहु नूतनम् इति चिन्तते किन्तु पुरातनमेव पुनः दत्तमस्ति